पूर्वं पूर्वस्मिन्काले तु क्रीडाः बहिः गत्वा क्रीडन्ति स्म छात्राणां व्यायामः सम्यक् भवति स्म किन्तु आधुनिककाले किं भवति क्रीडाः दूरवाण्यामेव क्रीडन्ति पब्जि इत्यादिकम् आगतम् क्रीडाः दूरवाण्यामेव क्रीडन्ति तस्मात् नेत्ररोगादारभ्य सर्वं रोगमागतम् पूर्वं तु क्रीडाः बहिर्गत्वा क्रीडन्ति यथा हरिताश्वः पुनः क्रिकेट् क्रीडा अनन्तरम् ब्याट्मिण्टन् ब्याट्मिण्टन् चेस् क्यारं कबड्डि इत्यादयः क्रीडाः आसन् तदा किं भवति मनोरञ्जकमपि भवति इतोऽपि व्यायामः अपि भवति इतस्ततः गच्छन्ति जनानां बालकाः बालिकाः इतस्ततः धावन्ति धावित्वा क्रीडन्ति तस्मात् किं भवति स्वास्यार्थमपि सम्यक् भवति इतोऽपि मनोरञ्जनमपि भवति मनसः अपि शान्तिः शान्तिः भवति शरीरमपि शरीरश्रमः भवति श्रमाद् किञ्चित् नाम आनन्दः ल आनन्दः लभ्यते श्रमाः व्यायामं कुर्मः चेतेव अस्माकं जीवनं सम्यक् भवति यदि व्यायाममेव न कृत्वा गृहे एव उपविश्य दूरवाण्यामेव क्रीडामः तर्हि तत्र कापि किमपि प्रयोजनं नास्ति अपि तु अवनतिः एव भवति यथा नेत्रे नेत्ररोगाः आगच्छन्ति पुनः बहु समयं यावत् उपविशामः एव इति चेत् अत्यन्तं तस्तदपि एकम् एकविधं रोगम् उत्पाद्यते उत्पादयति पुनः आलस्यं बहु आगच्छति पूर्वं जनाः अत्यन्तं वेगेन अत्यन्तं औत्सुक्यपूर्णम् उत्साहेन कार्यं कुर्वन्ति स्म इदानीं तु आलस्यमेव सर्वत्र जातम् अतः बहिर्गत्वा क्रीडनात् औत्सुक्यमपि वर्धते पुनः स्वास्थ्यमपि सम्यक् भवति मनोरञ्जनमपि भवति